नमस्कारः धन्यवादाः मन्निकटे धनं नास्ति किं स्केन् कर्तुं यू पी ऐ अथवा फोन्पे इत्यादिकम् अस्ति वा अस्ति चेत् कृपया प्रयच्छतु तेन माध्यमेन धनं दास्यामि अहं तर्हि यू पी ऐ ऐ डी किमपि अस्ति भवतां ओ अस् अथवा स्केन् कोड् अस्ति वा क्यू आर् कोड् तत् कृपया प्रयच्छतु

आं कति रूप्यकाणि शतं वा अस्तु अस्तु प्रेषयन्नस्मि पश्यतु प्राप्तवान् वा धन्यवादः नमस्ते